वेना षड्वेदाङ्गानि वर्तन्ते हा व्याकरणं निरुक्तं शिक्षा छन्दः ज्योतिषम् कल्पः इति षड्वेदाङ्गानि वर्तन्ते तेषु प्रधान्यमावहति प्रामुख्यमावहति व्याकरणशास्त्रम् व्याकरणं वेदानां मुखं प्रोक्तमिति वचनमस्ति तत्र वेदाङ्गानां प्रामुख्यं किं वेदाङ्गानाम् आवश्यकता का इति पृष्टे वेदानधीत्य वेद अध्ययनं प्रथमं तदनन्तरम् अधीतस्य अवबोधः अर्थावबोधः तदनन्तरं तदनुसृत्य अनुष्ठानं तदनन्तरं वे वेदस्य तदनन्तरम् अध्यापनम् एते चत्वारः खण्डाः तत्र अध्ययनस्य वर्त चत्वारः खण्डाः अपि पूरयते छ चत्वारः खण्डः अपि पूरयन्ते तदानीमेव अध्ययनं पूर्णं भवति इत्यस्ति स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् इत्यपि अस्माभिः श्रूयते श्रुतिवाक्यमस्ति तत्र सत्यमिति सत्यवचा राथीतरः तप इति तपोनित्यः पौरुशिष्टिः स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः तद्धि तपस्तद्धि तपः इति तैत्तिरियोपनिषदि वर्तते उपाख्यानमेतत् वर्तते तत्र ऋषयः त्रयः महासालः महर्षयः सत्यवचः पौरुसृष्टिः नाको मौद्गल्यः इति त्रयः ऋषयः समागताः चर्चां कुर्वन्ति सम तत्र विषयः आसीत् तपः तपः किं वर्तते इत्येव तत्र तपो नित्यः पौरुषष्टिः तपः एव तपस्य आचरणम् एव तपः इति उच्यते इति सः वादं प्रस्थापयति सत्यमिति सत्यवचाः वद सत्य सत्यवचनमेव सत्याश्रयः एव सत्य आचरणमेव इति सत्यवचाः राथीतरः राथीतरस् इति मुनिः सः अवदत् तदनन्तरं स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं स्वाध्यायप्रवचने एव इति नाको मौद्गल्यः नाको मौद्गल्यः मौद्गल् यः नाकः मौद्गल्यः इति महर्षि सः वदति अध्ये अधीतस्य अध्यापनमेव तपः इत्युच्यते इति सः वदति श्रुतिमाता तत्र तद्धि तपस्तद्धि तपः इति स्वमुद्रणं तत्र ददाति मुद्रणं नाम तस्य अनुमोदनं ददाति आमोदनं ददाति इति तस्य वेदाङ्गस्य वेदानाम् अर्थ अवगमनम् अनुष्ठानम् अध्यापनम् इति चतुर्भागः वर्तन्ते वेदः क अध्ययनस्य पूर्णत्वे इति वेदाङ्गानाम् अध्ययनमपि अवश्यं भवति इत्येव अहं वक्तुं शक्नोमि वेदाङ्गानि तत्र व्याकरणं विना सौष्ठवेन वयं भाषाप्रयोगमपि कर्तुं न शक्नुमः शिक्षां विना सौष्ठवेन उच्चारणं न साध्यम् उपस्तरणमुसृतमुपस्सरणम् उत्यादि तादृशं हंसश् शुचि षद्वसुरान्तरिक्ष सद् होता वेदि षदतिथिर्दुरोण सत् नृषद्वर सदृत सद्व्योम सद् अब्जा गो जा एते मन्त्राः वर्तन्ते तत्र मन्त्राणाम् उच्चारणं तु शिक्षाशास्त्रं विना शिक्षाशास्त्रस्य अध्य अध्ययनं विना न शक्यते एव इति शिक्षाशास्त्रस्य प्रामुख्यं तदनन्तरं तत्र ज्योतिषशास्त्रस्य कदा अनुष्ठानं कथं कर्तव्यं तस्य कः उचितसमयः इति ज्ञातुं त तत् ज्योतिषशास्त्रस्य उपयोगिता भवति कल्पशास्त्रं तु तत्र प्रक्रियाविशेषान् तत्र विशेषाः दीयन्ते तत्र विशेषाः दत्ताः वर्तन्ते कल्पशास्त्रं विना वयं यागयज्ञादिकर्मं कर्तुं न शक्नुमः कर्तुं प्रथमः त म प्रभावामः एव इति कृत्वा वेदाङ्गानां प्रामुख्यं वर्तते एव पतञ्जलिमहर्षिणा अपि महाभाष्ये एतदुक्तमस्ति विप्रः यः ब्राह्मणः कथ्यते सः वेदचतुष्टयमपि अधीत्य अङ्गानि अपि अधीत्य अर्थावबोधं तस्य बोधः तस्य स्यात् इति तदा एव तस्य जन्मनः पूर्णत्वम् भवति इति महाभाष्ये उक्तमस्ति इति कृत्वा वेदङ्गानां वेदाङ्गानाम् प्रामुख्यं तु मया वक्तुमिति किं वक्तव्यं मया वक्तमिति आवश्यकता नास्ति